मम सम्बन्धः बिहार् प्रदेशतः अपि अस्ति बिहारप्रदेशे सूर्यषष्टिः इति पूजा वर्तते सूर्यषष्टिनाम्ना एका पूजा वर्तते छट् इति उच्यते उच्यते सा हिन्दिभाषायां तत्र तु किमस्ति कि दिनत्रयं पूर्णतया अत्यन्तेन शुचिरूपेण जीवनं कारयित्वा भोजनादिकं कारयित्वा कदाचित् तु भोजनेन विना प्रात कालस्य पूर्वं तु सन्ध्याकालस्य जलार्घं भवति सूर्याय पुनः प्रातःकालस्य अपि किञ्चित् पूजा तथा अर्घं भवति सूर्याय तादृशरूपेण तत्र पूजा भवति तथा मा देव्याः अपि षष्ठीदेवी चटिमाता इति उच्यते तस्याः अपि पूजा भवति मया किमर्थम् अहं बहु अधिकं न कृतवती वा भागं वा न स्वीकृतवती किन्तु अस्माकं कुटुम्बे तत् परम्परागतरूपेण भवति मम सर्वे बान्धवाः तु कुर्वन्ति एव तत्र तथा नास्ति कि महिलाः एव पूजां कुर्वन्ति वा अथवा पुरुषाः एव कुर्वन्ति वा पुरुषः भवन्तु वा महिलाः भवन्तु वा सर्वे कुर्वन्ति अन्यकुटुम्बजनाः तेषां कृते सहायं दास्यन्ति किमर्थं मह्यं रोचते अयं पारम्पारिकः अभ्यासः यतो हि पश्यन्तु वस्तुतः किमस्ति सूर्यः सूर्येण सूर्यप्रकाशेन विना जीवनमेव नास्ति अतः अस्माकं पूर्वजाः सूर्यस्य उपासनां कृतवन्तः सूर्यम् एव आदिदेवम् इति विचिन्त्य अथवा तादृशं तस्य स्थानं दत्वा सूर्याय भास्कराय तमेव तमेव पूजितवन्तः अतः मम कुटुम्बे या सूर्यषष्टिपूजा प्रतिवर्षं भवति तद् मम अत्यन्तः प्रियः प्रियः उत्सवः वर्तते अनन्तरं तथा भवतु एव यतो हि जीवनस्य जीवनस्य किं जीवनं जीवनमेव सूर्यं सूर्येण भवति इति वयं वक्तुं शक्नुमः किल जीवनं जीवनं दाता वर्तते सूर्यः सूर्यप्रकाशः केवलं मानवस्य कृते न अपि तु प्राणिपक्षिणां कृते अपि अथवा वनस्पतीनां वृक्षाणां कृते अपि सूर्यः तु आदिदेवः जीवनदाता इति वयं तत्र वक्तुं शक्नुमः तत्र तु नास्ति कोऽपि संशयः धन्यवादः